ह हरिः ओम् महोदय

ह नमो नमः महोदय रेल्वे स्टेशन् वा ह चीटिकायाः ततः आरक्षणं कर्तुं अहं शक्नोमि वा हु मम परिवारजनाः मम परिवारजनाः पञ्चजनाः भाग्यनगरतः चेन्नै गन्तुं इच्छुकाः वयं वयं पञ्चविंशतिदिनाङ्के अस्माकं प्रवासः अस्ति शयनयानं लभ्यते वा डिसेम्बर् पञ्चविंशतिदिनाङ्के प्रातः षड्वादने शयनयानं लभ्यते वा अस्तु कियत् शयनयानं शयनयानं शयनयानं महिलानां कृते पृथक् अस्ति वा मिलित्वा वा

उत्तमं महोदय एकस्य कृते चीटिकायाः कियत् मूल्यं भवति महोदय बालाः बालाणां कृते किञ्चित् न्यूनं भवति वा द्वे बाले स्तः

आम् सप्तमकक्षा पठन्ति अस्तु महोदय आ आरक्षणं करोतु आं वदामि त्रिवेदि उमेश्शर्मा त्रिवेदि सुमिता त्रिवेदि पाण्डुरङ्ग साकेत् अ स्वीकृति पवनः आरक्षणं आरक्षणं धृढीकर्तुं शक्नोति वा अस्तु अस्तु महोदय इ मेल् संख्यां त्री फ़ैव्

आमाम् आगतं महोदय अ आम् स्वागतं धन्यवादाः अहं धनं प्रेषितवान् मया मया धनं प्रेषितं